तत्र एवं प्रश्नं कृतं त्वं कीदृशाणि चित्राणि गृह्णन्ति किमर्थम् इति मया अधिकांशतया रम्यकपर्वतानि नदीप्रवाहाणि ततः परं सूर्योदयं चन्द्रोदयं तादृशवर्णनचित्राणि ततः यत् मृगानि वर्तन्ते सिंहः व्याघ्रः वानरः मार्जालः तेषां चित्रग्रहणमपि क्रियते कुतः इति चेत् तेषां दर्शनेन मनो आह्लादकः भवति तस्मात् तच्चित्राणि मया गृह्यते तत्मात्रं न अपराणि चित्राणि अपि मया गृह्यते नाम बस्यानं रैल्यानं तत्स्टेशन् इत्यादिकम् आर्पोर्ट् इत्यादिचित्राणि अपि मया गृह्यते